अस्माकं समुदाये विवाहाः इदानीमपि शास्त्रीयरूपेणैव आचर्यमाणाः दृश्यन्ते यथा पूर्वेध्यो नान्दीश्राद्धम् इत्युक्ते हिरण्यरूपेण क्रियते न तु साक्षात् अन्नरूपेण तथा नवग्रहोमालिकं नवग्रहानां जपः पूजा च प्रवर्तते मध्याह्ने ब्राह्मणसमाराधनं ब्राह्म सुभासिनीसमाराधनं तथा वेदव्रतानां आचरणं तेषाम् उत्सर्गः स्नानव स्नातकवर्तस्य आचरणं विवाहदिने मध्याह्ने विवाहस्य प्रधानहोमः रात्रौ गृहप्रवेशः गृहप्रवेशोहोमः अग्नेयस्थालिपाकः औपासनानि दिनचतुष्टयं विवाहव्रत अनुष्ठानं चतुर्थे दिने रात्रिशेषहोमः एवं क्रमेण गृह्यसूक्तेषु यथा उच्यते तदनुसारेणैव इदानीमपि ग्रामे विवाहसंस्कारः प्रचलति तथा विवाहेषु भोजनानां वैविध्यं तु पूर्वप्राचीनानां काले यथा आसीत् पितुः पितामहस्य काले तथा इदानीं बहुधा परिवर्तितं दृश्यते इदानीं चाट्स् इत्यादि वदन्ति किल तेषां बहुधा अत्रापि उपयोगः केषाञ्चित् तु विवाहेषु इदानीमपि सरलतया क्रियमाणमपि अस्ति विवाहदिनेपि बहुधा भोजनानां उत्कर्षः दृश्यते एवं केचन एषां सौकर्यं न नैव भवति दिनद्वयमपि विवाहम् आचरन्ति एवम् अस्माकं ग्रामे विवाहस्य विवाहसंस्कारः प्राचीनरीत्या आधुनिकपरिवर्तितरीत्या उभयथापि अनुष्ठीयमानं दृश्यते